ज्ञानविकासेन मम जीवने परिवर्तनं जातमस्ति अहमिदानीं स्मार्ट् फ़ोन् उपयोगं करोमि तन्त्रज्ञानेन अनेकानि कार्याणि सुलभानि जातमस्ति इदानीं ब्याङ्किङ्ग् ब्याङ्क्मध्ये गत्वा एकवारम् अकौण्ट् फ़ोन्मध्ये लिङ्क् कुर्मश्चेत् पुनः ब्याङ्क्मध्ये गन्तव्यमिति नास्ति अतः तेन फ़ोन् पे गूगल् पे इत्या इत् इत्येतत् माध्यमेन वयम् स्पार्ट्पोन्मध्ये एव धनं स्वीकर्तव्यं वा अथवा दातव्यं वा कर्तुं शक्यते तथा च पि पि टि माध्यमेन ये छात्राः सन्ति तेषां कृते विषयाः वक्तुं शक्यते तदपि तन्त्रज्ञानमाध्यमेन सुलभं जातमस्ति किमपि क्रयणं कर्तव्यं चेदपि आपणे गत्वा गत्वा एव कर्तव्यमिति नास्ति इदानीं फ़ोन्मध्ये एव कर्तुं शक्यते तेन अति सुलभं जातमस्ति इदानीं तथा च ये किमपि विषयम् अवगन्तव्यम् इति चेत् तदपि फ़ोन्मध्ये एव कर्तुं शक्यते अतः अनेकानि कार्याणि सुलभानि जातमस्ति